अनेके जनाः अधुना आधुनिककाले धर्मस्य अर्थम् अन्यथा गृहीत्वा स्व अनुकूलानुसारं चरन्ति केचन राज कीय क्षेत्रं प्रविशन्ति तत्रापि स्व अभीष्टं कार्यं कुर्वन्ति सर्वेभ्यः यत् हितं तत् कार्यं तु न कुर्वन्ति स्व हिताय यत् अपेक्षितं तत् कार्यं तु न कुर्वन्ति यदि एवं क्रियते तर्हि सामान्यजनेभ्य धर्ममार्गे ये सन्ति तेभ्यः च कष्टं भवति तस्मात् मम अभिप्रायः कः इत्युक्तौ सर्वेषाम् अपि जनानां यत् हितमेव जनयति अपि च यस्य आचरणेन अस्माकं लक्ष्यं प्राप्यम् चक्षुमः स धर्मः धर्मस्य आचरणं यदि सम्यक् क्रियते तर्हि जीवने कदापि कैरपि क्लेशः नानुभूयते इति मम अभिप्रायः